अहं दिशा फ़ुड्कार्नरतः एकस्मिन् आहारपर्दाथम् आर्डर् कृतवती किन्तु इदानीं मम मम कृते एतद् एतस्य आवश्यकता नास्ति तदर्थं कृपया अस्मिन् आर्डर् केन्सल् करोतु इति प्रार्थयामि